मम कृते पादकोषः अपेक्षते अहं कथं स्वीकरोमि अस्तु अहं आन्लैन् मध्ये आर्डर् करोमि आर्डर् कृतं हा आगतमासीत् परन्तु तत् सम्यकासीत् मम पादस्य कृते अपि तत् सम्यक्दृश्यमाणमासीत् परन्तु गच्छता कालेन तत् नष्टं जातं बहुकालं न आगतं कुतः एवं इति चेत् बहुधनादिकं दत्तमासीत् जले यदा निमज्जनं कृतवती तदा पूर्णं सूत्रादिकं तस्मिन् बहिरागत्य तत् सम्यक् न दृश्यमाणमासीत् सम्यक् न आसीत् इति अभिप्रायः